भारतीयशिक्षाव्यवस्था एका विस्तृता विविधः च व्यवस्था असि या प्राथमिकस्तरात् विश्वविद्यालयपर्यन्तं वि विविधशिक्षास्तरं व्याप्नोति अत्र भारतीयशिक्षाव्यवस्थाः केचन मुख्यविशेषः विशेषताः पक्षाः च सन्ति सरचना भारतीयशिक्षव्यवस्था पूर्वप्रथमः पूर्वप्राथमिकं नर्सरि तथा केन्द्रीयविद्यालये प्राथमिकं माध्यमिकं तथा वरिष्ठमाद्यमिकम् इति विभक्ता आसीत् उच्चमाध्यमिकशिक्षां सम्पन्नं कुत्वा छात्राः विश्वविद्यालयेषु स्नातकोत्तरपाठ्यक्रमं कर्तुं शक्नुवन्ति अद्य अध्यापनस्य माध्यामः भारते अध्यापनस्य माध्यमः विभिन्नराज्यं शैक्षणिकसंस्थानां च आधारेण भिन्नं भवति एषा संस्था क्षेत्रानुसारं च आङ्ग्लभाषा हिन्दी वा प्रादेशिकभाषा वा भवन्तु अर्हति केन्द्रीयराज्यमण्डलानि भारतीय अनेकशिक्षामण्डलानि सन्ति ये परीक्षां कुर्वन्ति पाठ्यक्रमस्य मानः मानं मानकानि च निर्धारयन्ति केन्द्रीयमहाविद्यालयस्य मण्डलं भारतीयमाध्यमिकशिक्षमण्डलप्रमाणपत्रं च ऐ सी एस् ई प्रमुखकेन्द्रीयमण्डले स्तः यदा तु प्रत्येकस्य राज्यस्य स्वकीयं राज्यमण्डलं भवति